हरिः ओं नमस्ते हा नमस्ते हा अहं हा अहं मम नाम सूर्यः अहम् एकं मम पत्नी निमित्तं दूरवाणीं कृतवान् तदा तस्यै द्विचक्रिका पठनम् आवश्यकं प्रशिक्षणं भवन्तः दातुं शक्यन्ते वा किं महोदयः न श्रूयते हा हरिः ओम् आ वदतु वदतु हा तस्यै चतुश्चक्रिका अस्ति एव द्विचक्रिका आवश्यकी द्विचक्रिकाप्रशिक्षणम् आवश्यकं हा सायङ्काले एव तद् किं कियत् धनम् आवश्यकं तन्निमित्तं हा तत् चिन्ता नास्ति तत्र वनिला शिक्षिका भविष्यति खलु ओ एवं वा तत् कथं भोः यदा महिलानां कृते महिलाशिक्षका आवश्यकी खलु हा एकां महिलां शिक्षिकां स्वीकर्तुं शक्यन्ते वा भवन्तः हा तर्हि

हरिः ओं न श्रूयते भोः हरिः ओं हा अस्तु भवान् भवान् एकवारं दृष्ट्वा वा अन्विष्य वा मिलति मिलति चेत् आह्वयतु हा अस्तु एवं सायङ्काले शक्यते चेत् सम्यक् भवति हा अस्तु अस्तु तर्हि दूरवाणीं कुर्वन्तु धन्यवादः अस्तु अस्तु धन्यवादः